देशेऽस्मिन् वर्तमानाः चिकित्सालयाः आरोग्यव्यवस्थाः च उत्तमाः सन्ति पूर्वस्मात् कालात् तु अवश्यम् उत्तमाः सन्ति एव परन्तु अधिकाधिकं धनव्ययम् आवश्यकम् एताः सर्वैः प्राप्तुं न सुलभाः कोविड् महारोगस्य समये अपि अनेके जनाः अत्यन्तं कष्टम् अनुभूतवन्तः कारणम् अत्यन्तं व्ययम् आवश्यकम् आरोग्याय अनेके ऋणग्रस्ताः अपि अभवन् अस्माकं प्रदेशे इतोऽपि उत्तमम् आरोग्यसेवां प्राप्तुं सर्वकारः एव अधिकं व्ययं कृत्वा उत्तमोत्तमम् आरोग्यव्यवस्थां करोति चेत् अत्यन्तं वरं भवति